गतेषु वर्षेषु भारतीय मनोरञ्जनक्षेत्रं बहु शीघ्रतया प्रवृद्धं देशस्यास्य अत्यन्तजनप्रियाः मनोरञ्जनप्रकारकाः एवं सन्ति क्रीडा दर्शनं तत्र क्रीडा इति क्रीडायां क्रीडासु अपि भरतीय भारतीय क्रीडासु मुख्यतया क्रिकेट् क्रीडा अनन्तरं कब्बड्डि क्रीडा अनन्तरं हाकि क्रीडा अनन्तरं बैक् रेसिङ्ग् इत्यादिषु अपि सन्ति तथैव इतोपि यूटुब् वीडियो दर्शनमपि एकं मनोरञ्जनमपि अस्ति सिनि सिनीमा रङ्गमपि एकं क्षेत्रमस्ति एवम् अस्ति तथैव भारते जनाः क्रीडा मनोरञ्जनम् अपि उत्तमतया इच्छन्ति तथैव सिनिमा दर्शनं बहु इच्छन्ति नाटकानाम् अपि प्रदर्शनम् इच्छन्ति नाटकान् दर्शनं तदेव पुस्तकपठनं तदैव ब बैक् रैडिङ्ग् इति वदामः प्रयाणं यात्राकरणं एवं बहुविधः विधान् मनोरञ्जनान् अपि इच्छन्ति